अहम् एकः शिशुं रचितवती तदा शिशुकारणात् अहं केवलं न्यूनसमयम् एव स्वीकृतवती केवलं मुखमात्रं रचितवती तत्र प्रथमं ये उपविश्य दर्शयन्ति ते कुत्रापि एकं सलनं विना भवितव्यं तत् एक कारणं तत् एककार्यम् अस्ति अनन्तरं वयं यथा पश्यामः तत्र एकं डार्क् अण्ड् लैट् इति भविष्यति कलर्स्मध्ये सो यत्र यत्र किं वदामः यत्र अन्धे गच्छति एकं उर्वम् अस्ति चेत् यत्र अन्धे गच्छति तत्र डार्क् भविष्यति यत्र किञ्चित् पुरतः अस्ति तत्र एकं लैट् भविष्यति सो तादृश एकं पठनं प्रथमम् अस्माकं ज्ञात्वा वयं जानीमः चेत् अत्र चित्रं मध्ये रसयितुम् एकं लैट् डार्क् कुत्र वयं कृत्वा रचनीयम् इति ज्ञातुं शक्यते सो तत्र लैट् डार्क्मध्ये अपि सर्वम् इवन् डार्क् इवन् लैट् न भविष्यति सो तत् एकमस्ति तदपि ज्ञातुं बहु समयं स्वीकृत्य तत्र दृष्ट्वा वयं रचनीयम् अनन्तरं पुरतः उपविश्य एकजीवः अस्ति चेत् किञ्चित् बृहत् एव भविष्यति तादृशं समानं बृहत् वयम् अत्र पत्रमध्ये रचयितुं न शक्नुमः सो तत्र निश्चयेन दृष्टिः मया अस्माभिः ज्ञातव्यं कथं तत् न्यूनं स्माल् कृत्वा कथं वयं रचनीयं इति एकविषयः ज्ञात्वा करणीयं सो सर्वं दृष्टिः आवश्यकं दृष्टिज्ञानम् आवश्यकम् अनन्तरं गणितमपि तत्र नेत्रगणितम् आवश्यकं किञ्चित् कष्टं किन्तु अभ्यासं बहुवारं कुर्मः चेत् सुलभम् एव